अग्नेः समीपे वा अग्निपेटिकायाः समीपे कदापि एल् पी जि सिलिण्डर् न स्थापयन्तु एल् पी जि वायुयुक्तेषु स्थानेषु अथवा वातायनस्थानेषु स्थापितव्यं यथा यथा यदि लीक् भवति ग्यास् लीक् भवति तर्हि वायुः कक्षात् बहिर्गन्तुं शक्नोति सिलिण्डडा बालकेभ्यः सुरक्षितदूरे भवेत् यदि सिलिण्डरस्य नलिकां चूरणं वा तादृशं तीक्ष्णवस्तुना वा छिन्ना भवति तर्हि सम्यक् सावधानं भवितव्यम् एतावत् सुरक्षितं भवेत् ग्यास् सिलिण्डड् एतावत् सुरक्षितं भवेत् यत् मूषकः वा तादृशाः पशवः सिलिण्डरस्य समीपं न गच्छेयुः इति मम मतम्